तत्र भारतदेशे वायुगुणः सर्वत्र अपि समानतया न भवति उत्तरभागे अन्यः भवति दक्षिणभागे अन्यः भवति पूर्वभागे अन्यः भवति नाम भिन्नभिन्नप्रदेशेषु भिन्नाः भिन्नाः वायुगुनः भवति सर्वदा एकमेव इति वक्तुं न शक्यते इदानीम् अस्माकं भारतदेशे दक्षिणभागे शैत्यकालः अस्ति वर्षाकालः वर्तते कदाचित् परन्तु उत्तरभागे तथा न भवति उत्तरभागे अतीव औष्ण्यं भवति एवं तत्र सर्वदा समग्रे अपि देशे एकः एव वायुगुनः भवति इति वक्तुं न शक्यते अतः भिन्नः भिन्न भवत्येव तत्र प्रादेशकानुगुणेन भिन्नः भिन्नः भवत्येव अतः किमपि वक्तुं न शक्यते अतः कदाचित् औष्ण्यं भवति कदाचित् शीतलः भवति एवमेवं तत्र भिन्नभिन्नः अस्ति एव अतः किमपि कर्तुं न यथा तत्र तत्र वयं गच्छामः तस्य तस्य गुणस्य वायुगुणस्यानुगुणं वयं जीवामः अयमेव प्रश्नः सर्वत्रापि उदयति किमपि कर्तुं न शक्यते तत्तत् वायुगुणः तत्र तत्र भवत्येव